मया तावत् गतमासे चिक्कमङ्गलूरुप्रदेशे झरि इति प्रदेशः द्रष्टुं गतः आसीत् तत्र गमनसमये तावत् चलित्वा गन्तव्यं भवति सः तावत् पर्वतप्रदेशः मया ट्रेक्किङ्ग् प्रत्येव गतमासीत् गमनसमये वनम् आसीत् अहं पुनः मम एकं मित्रं केवलम् उभाभ्यां तत्र पर्वतं द्रष्टुं गतमासीत् गमनसमये प्राणिनां भयमासीत् सर्वं निर्जनप्रदेशः सः कोऽपि नासीत् सेवेन् किलोमीटर् पर्यन्तम् अस्माभिः चलित्वा एव गतं तत्र गत्वा विश्रान्तिः स्वीकृता आगमनसमये तावत् भोजनादिव्यवस्था नासीत् एवं बैक् यानं स्वीकृत्य गतमासीत् इत्यतः गमनसमये कदाचित् इन्धनं रिक्तम् इत्यतः क्वचित् स्थगनमपि जातम् आसीत् इत्येवं रूपेण महता प्रयासेन प् इष्टेन च सः प्रदेशः मया दृष्टः